योगाभ्यासस्य दैहिकमानसिकबौद्धिक च लाभाः सन्ति देह दृढम् अपि फ्लेक्सिबल् भवति मनः शान्तं भवति बुद्धिः तीक्ष्णं भवति निरन्तरयोगाभ्यास प्रयोगेन मनुष्यः सदृढः भवति